वेदाध्ययनम् इदानीं महिलाः न कर्तव्यम् इत्येव अस्ति तद् किम् इति अहं न जानामि इदानीं तु आचार्याः सर्वे एव तादृश अभिप्राये एव सन्ति शास्त्रे तद् अस्ति वा इति अहं न जाने किन्तु महिलाः अपि वेदाध्ययनं कर्तव्यम् इत्येव मम अभिप्रायः थन् तस्मिन् विषये लेखितुम् इच्छामि आधुनिककाले डाक्टर्स् किं वदन्ति अधिकतया संस्कृतभाषणम् उच्चारणम् अस्माकं शरीरस्य अनेक स्थानेषु आगच्छन्ति तत् कारणेन महिलाः यद् उच्चरन्ति तेषां यूट्रस्मध्ये क्लेशः आगन्तुम् आगच्छेत् इति वदन्ति अ ब अस्तु इदानीं तु तादृशाः महिलाः न वक्तव्यं किन्तु के वृद्धाः वा बालिकाः वा तद् किञ्चित् पठित्वा वदन्ति चेत् तद् उत्तमम् इत्येव मम अभिप्रायः तस्मिन् विषये किञ्चित् लेखितुम् इच्छामि